अहं गृहे दैनन्दिन उपयोगितवस्तूनि समी कर्तुं कस्याचित् उपरि ना आश्रितः यतः अहं तत् कर्तुं समर्थः अस्मि अहम् उत्तमप्रेक्षकः अस्मि व्यावहारिकरूपेण चिन्तयित्वा मम सह सहजतया शिक्षणस्य क्षमता अस्ति नवीनवस्तूनि ज्ञातुम् उत्सुकः अज्ञातवस्तूनि ज्ञातुम् अतीव जिज्ञासु अस्मि